गृहेषु पुरुषाणां महिलानां पात्राणि एवं भवन्ति सामान्यतया सर्वाणि कार्याणि सर्वैः क्रियन्ते अथवा पुरुषाणां महिलानां कार्येषु भेदः वर्तते इति प्रश्नः अस्ति उत्तरं ददामि गृहे पुरुषाणाम् अतीव मुख्यं महिलानाम् अपि अतीव अतीव मुख्यम् कुतः इति चेत् महिलानां महिलाः पाकं न करोति चेत् स्ट्रैक् करोति चेत् वयम् अहं वयं भोजनार्थं किमपि खादयितुं न शक्यन्ते कुतः इति चेत् तत्सर्वं तथैव सः तथैव भवति वेजिटेबल्स् तथैव यथा फलात् गच्छति तथैव वर्तते अतः तत् खादितुं न शक्यते पुरुषाः बहिः गत्वा न कार्यं कुर्वन्ति चेत् धनं न आगच्छति अतः पुरुषाणामपि बहु अतीव क्लिष्टः वर्तते कार्यं कर्तुं कृष्णार्पणमस्तु